क्रीडायां भागग्रहणेन ग्रामीणजनानां बहवः प्रयोजनं लभ्यन्ते वस्तुतः एते क्रीडास्पर्धाः देशस्य विविधभागेषु आयोजनं कुर्वन्ति तत्र भागं ग्रहीतुं एते ग्रामीणजनाः देशस्य विविधस्थलं गन्तुं शक्नुवन्ति अतः अधिकप्रेक्षणीयस्थलम् अपि ते द्रष्टुं शक्नुवन्ति क्रीडायां भागग्रहणेन तेषाम् आत्मस्थैर्यं कोन्फ़िडेन्स् लेवेल् तस्य वर्धनं भवति अनन्तरं देशस्य विविधभागं प्रयाणं कृत्वा तत्रत्य जीवनशैलीं अपि ते ज्ञातुं शक्नुवन्ति